क्षेत्रीय राज्य राष्ट्रिय अन्ताराष्ट्रिय स्तरेषु आयोजितेषु कस्याम् अपि छायाचित्र प्रतियोगितासु अहं भागं न अवहः तद्विषये अहं वक्तुं न प्रभवामि परं क्षेत्रीय राज्य राष्ट्रिय अन्ताराष्ट्रिय स्तरेषु आयोजितमानेषु कस्याम् अपि छायाचित्र प्रतियोगितायाम् अहं भागं वह्तुम् इच्छामि